मया प्रतिदिनं वाट्साप् गूगल् ट्रेन्स्लेट् चाट् जी पी टी डोक्स्केनर् इत्यादयः उपयुज्यन्ते प्रथमं भवति गल् ट्रेन्स्लेट् एतेन अहं एकया भाषया नोट्स् वा अन्यत् अन्यां भाषां प्रति परिवर्तनं कर्तुं शक्नोमि तेन मह्यं बहु उपयोगाय भवति अनन्तरं भवति वाट्साप् वाट्साप् द्वारा मित्रेभ्यः वा शिक्षकेभ्यः अहं चित्राणि वा नोट्स् वा प्रेषयितुं शक्नोमि अनन्तरं भवति डोक्स्केनर् डोक्स्केनर् किं करोति नाम अस्माकम् नोट्स् वा चित्रस्य पी डी एफ़् करोति तेन किं भवति यदि वयं कुत्रचित् एवमेव केमराद्वारा स्वी चित्रं स्वीकृत्य प्रेषयामः चेत् तत् इतस्तः भवितुं शक्नोति तथा क्लेरिटी अपि न भवति डोक्स्केनर्द्वारा श्री स्वीकुर्मः चेत् तत् चित्रं क्रमबद्धतया भवति तथा क्लेरिटी अपि न गच्छति तं पी डी एफ़् इव वयं प्रेषयितुं शक्नुमः अनन्तरं भवति चेट् जी पी टी तत्र अयं विषयः नास्ति इति वक्तुं न शक्नुमः वयं किमपि वा पृच्छामः सः उत्तरं ददाति एव एते एव नित्यम् उपयुज्यमानाः